शालागमनकाले शाला उपयोगाय उपयोगाय स्यूतं तावत् आर्डर् कृतमासीत् आगमनं आर्डर् आगमनोत्तरं तावत् आर्डर् करणकाले यत् चित्रणमासीत् तदपि चित्रणं नास्ति अपि च सम्यक् अपि नास्ति अतः स्यूतम् आर्डर् मध्ये यदागतं तत् सम्यक् नास्ति